कोविड् काले अध्ययनार्थं विज्ञानं तन्त्रज्ञानं बहु बहुधा सहकृतम् अन्तर्जालीय अध्ययनं बहु सहायकं कृतम् अभवत् अहमेव न किन्तु लोकाः लोकं सर्वम् एव अन्तर्जालम् अन्तर्जालमाध्यमेन अध्ययनं कृतवन्तः अध्ययनं न सर्वे सर्वकार्याणि एव अन्तर्जालद्वारा एव कृतम् एकः पाठशालां स्वीकृत्य वयं वदामः चेत् शिक्षकाः छात्राः सर्वे अन्तर्जालमाध्यमेन एव अध्ययनं कृतवन्तः केवलं पाठशाला एव न कार्यालयाः सर्वे कार्याणि सर्वकार्याणी अपि अन्तर्जालमाध्यमेन एव अभवत् ग्रासरीस् वा नित्यवस्तूनि वा अस्माकं सर्वकार्याणि अपि अन्तर्जालमाध्यमेन एव साध्यम् तत्सर्वं कोविड् काले तन्त्रज्ञानेन एव साध्यमभवत् अस्माकं विज्ञानं कियत् स्तरः इति वयं कोविड् काले ज्ञातुं शक्नुमः यदि मम उदाहरणं दीयतां चेत् मम गृहे मम पतिः कार्यालयं न गतं गृहात् एव सर्वाणि कार्याणि सः कृतवान् अस्ति अहमपि आपणात् सर्वाणि वस्तूनि अन्तर्जालमाध्यमेन एव अहम् आर्डर् कृतवती मम पुत्रस्य अध्ययनं सर्वम् अन्तर्जालमाध्यमेन एव अभवत् एतत् सर्वं विज्ञानं द्वारा एव साध्यम् अभवत् केवलं कार्यालयाः पाठशालाः एव न वैद्यशालाः संस्थाः लघु लघु आपणानि आपणकः अपि विज्ञानम् उपयुज्य तन्त्रज्ञानम् उपयुज्य ते स्वस्य कार्याणि कृतवन्तः इदानीमपि वयं पश्यामः चेत् अन्तर्जालस्या विनियोगम् अधिकम् अभवत् तत् कोविड् अनन्तरम् इतोपि अधिकम् अभवत् इतोपि न अन्यः सहस्राधिकमिति वक्तुं शक्यते ये ये केवलं स्वस्य स्थानेषु स्थित्वा कार्यं कृतवन्तः सन्ति ते सर्वे नेट् मध्ये आगत्य स्वस्य स्वस्य परिचयं कृतवन्तः कोविड् कालं तू एकः टर्न् एरौण्ड् इवेण्ट् एव वक्तुं शक्यते सर्वे वयं विज्ञानं कीदृशम् उपयोगं कर्तुं शक्नुमः इति एकः प्रमाणम्